तन्त्रज्ञानेन उद्यमस्य कलाकाराणां बहुसमीचीनमस्ति किमर्थमित्युक्ते पूर्वतनकाले एतादृशे चित्रं एतादृशानि विषयानि

पत्रलेखनं पत्रे कागते लेखनीयं भवति परन्तु इदानिं तन्त्रज्ञ ज्ञान माझ्यमेन वयम् अतिसुलभतया चित्राणि स्थापयितुं शक्यते अस्माकं आगमशास्त्रमपि बहुसमीचीनतया कर्तुं शक्यते इतोपि अग्रिमे जनानां कृते युवशास्त्रवेत्ताराः तेषां कृते वयं बहुसमीचीन रूपेण शास्त्रज्ञानं भविष्यत् काले अवगमयितुं शक्यते तदर्थं वयं बहु समीचीनरूपेण कलाकाराणां कृते वर्णलेपनम् इत्यादपि अस्माकं शास्त्रे शास्त्रज्ञानं बहू सुलो सुलभतया अन्वेष्टुं शक्यते तत्र वर्णलेपणनिर्माणमपि बहु सुलभतया कारयितुं शक्यते तदा कलाकाराणाम् उपयोगः एतत् निश्चयेन भवितुं शक्यते